नमो नमः महोदय भवान् गौरी भोजनालयतः वदति वा अहं मम जन्मदिनप्रीत्यर्थं शतं जनानां कृते भोजनस्य आर्डर् दत्तुम् इच्छामि तर्हि कति जनानाम् उपरि भवान् मया डिस्कौण्ट् दातुं शक्नोमि इति मां वदतु शतं जनाः भवन्ति तर्हि पञ्चानि एटम्स् स्वीकरोमि तर्हि कति जनानामुपरि कियत् डिस्कौण्ट् भवान् दातुं शक्नुमि इति मां सूचयतु